एतेषु दिनेषु कः जङ्क् फ़ुड् न खादति सर्वे एव जङ्क् फ़ुड् खादन्ति किन्तु कियत् खादितुं शक्यते अथवा कुत्र तस्य कुत्र तस्य नियमनं भवतु एतस्य चिन्तनं निश्चयेन कर्तव्यं यतो हि वयं जानीमः एव जङ्क् फ़ुड् यद् भवति तद् जङ्क् जङ्क् इति नाम व्यर्थः अस्माकं शरीरस्य कृते व्यर्थ व्यर्थरूपेण तत् केवलं गच्छति अन्ते गच्छति किञ्चित् समय समयार्थं सन्तोषं ददाति अनन्तरं तु शरीराय स्फूर्तिं वा उर्जां वा न प्रददाति अतः तादृशं भोजनं न अधिकं कर्तव्यं तेन किन्तु किञ्चित् सन् काचित् सन्तुष्टिः प्राप्यते अतः कदाचित् खादितुं निश्चयेन शक्यते एव अहम् अपि पूर्वं किञ्चित् यत्किमपि अधिकं भवति स्म यन् अधुना याः अधुनातन अपेक्षया अधिकम् आसीत् तदा तदा अधुना तद् न्यूनं कर्तुम् अहं किं प्रयत्नं कृतवती नाम निश्चयेन मनसि निधाय यत् अधिकं न खा का खादनीयम् एतद् मनसि निधाय भूत्वा सर्वदा यत् उत्तमं उत्तमभोजनम् अस्ति तदेव स्वीकृत्य तत् सर्वदा गृहे भवतु यदा कदापि क एतद् बुभुक्षा भवति तदा तत् सरलतया प्राप्येत् तादृशं स्थाने भवतु इति सर्वं विचिन्त्य स्थापयन्ति भवामि यदा कदापि तादृशं भोजनं यत् सम्यक् भवति तत् पुरतः एव भवति चेत् वयं निश्चयेन तदपि स्वीकृत्य जङ्क् फ़ुड् प्रति न गच्छामः अतः तादृश निस्कासयितुं मम प्रयत्नः तु वर्तते एव अनन्तरं यत् उत्तमभोजनमस्ति तस्य तस्य स्वीकरणम् अधिकं भवतु अस्मिन् विषये अपि प्रयत्नः भवति अनन्तरम् उत्तमं बो जङ्क् फ़ुड् खादनेन कीदृशाः परिणामाः जायन्ते इति अपि अहं जानामि सर्वे अपि प्रायः जानन्ति एव तेन स्थूलं भवति वा अन्यथा पाचनविषये दोषाः सम्भवन्ति तत्सर्वं यदि उत्तमं भोजनं कुर्मः यत् सुपिष्टं भवति सु सुपाचं भवति तादृशं भोजनं कुर्मः चेत् तादृशेन भोजनेन पाचनव्यवस्थायाः दोषाः न भवन्ति स्फूर्तिः तत्सर्वम् उत्तमतया शरीराय लभ्यते एतदेव अस्मिन् विषये वक्तुं शक्यते